सद्यः काले भारते दूरवाण्याः उपयोगः सर्वैः जनैः सर्वैः बालकैः एवं च वृद्धैः अपि अधिकतया क्रियते तर्हि तत्रापि प्रायः सर्वे जनाः अथवा सर्वेऽपि मनुष्याः सोश्यल् आप्स् उपरि समययापनं कुर्वन्ति तर्हि तत्र नाम किञ्चित् कालमेव समयापनं तु उचितं नाम अन्यानि मित्राणि सन्ति तेषु जीवनेषु किं च चलति इति द्रष्टुं तद् तावद् वरं परम् इतोऽपि नाम तस्य दुरुपयोगः भवति चेद् सः नाम दु समाजाय तद् सामाजिकदृष्ट्या तद् न उचितं नाम यथा गतमासे एव अस्माकम् अस्माभिः एकम् उदाहरणम् अपि दत्तं तद्विषये सचिन् तेन्डुल्कर् इत्यस्य पुत्री सारा तेन्दुल्कर् इत्यस्याः विषये जनैः किमपि किमपि चित्रं किमपि तत्र परिवर्तनं कृत्वा नाम कुत्रचित् सोश्यल् सैट्स् उपरि स्थापितं तर्हि अनेन बहु किं अपमानं सा सोढ्वा

अनु नाम स अपमानम् अनुभूतवती तर्हि नाम दूर्वाण्याः तु उपयोगः बहवः सन्ति परन्तु दुरुपयोगः दुरुपयोगः अपि बहवः सन्ति तर्हि वयं केवलम् उपयोगाय एव दूरवाण्याः उपयोगं कुर्मश्चेद् सर्वेषां कृते तद् वरं भवतीति मम चिन्तनम्